हरिः ओं महोदयः अहं भवतः मित्रः भोः न जानाति वा मां भवान् अह्मान् भोः तत् हा तत् करोतु भवान् भवतः कृते अपेक्षितमेव भवान् बहु भवान् बहु स्थूलः जातः भवान् प्राकृतिकः न भवान् स्म्यक्तया खाद् खादतु पौष्टिकाहारः स्वीकरोतु तथा च भवान् कथं भवति अग्रे पश्यतु एकमासपर्यन्तम् एतत् कार्यं करोतु एकमासानन्तरं मम पार्श्वे आगत्य मिलतु तत् कथं न खादति भोः खादति चेत् तथा न भवति भवान् किं किं खादितवान् भवान् वदतु ओ हो तत्तु न भोः तत् खाद् तथा खादति चेत् तथा कार्यं करोति चेत् भवतः शरीरः गच्छति एव भोः तथा न करणीयं पौष्टिक आहरः नाम ताज इत्यादिकं ह्म् सर्वप्रथमं प्रातः शीघ्रमेव उत्थानं भवेत् शक्यते भोः एकवारं प्रयासं क्ररोतु रात्रौ दशवादने एव शयितुं प्रयासं करोतु तदानीं प्रातः चतुर्वादने उत्थिस् उत्थति एव भवान् हा अनन्तरं व्यायामादिकं कृत्वा पौष्टिक आहरेषु बनाना इति भवति अन्यदपि बहु एवं अन्यदपि अस्ति तत्तु अनन्तरं खादनीयं भोः इदानीमेव किमर्थं चिन्तयति तत्तु मध्याह्नभोजनं वर्तते खिल एवं कदली तत् सर्वं प्रातः खादनीयं तथा करोति चेत् ड्रिङ्क् अ वाटर् मद्यपानं मास्तु भोः किमर्थं मद्यपानं कुर्वन्ति अस्तु अस्तु सम्यक्तया